भारतीयज्ञानव्यवस्था इदानीम् अस्माकं राष्ट्रीयशिक्षानीति ट्वेण्टि ट्वेण्टि मध्ये तस्याः नीतेः प्रधानमुद्देश्यम् भारतीयज्ञानपरम्परायाः विकासः भारतीयज्ञानपरम्परा पुनः आनीतव्यम् किमर्थम् इण्डियन् नोलेज् सिस्टम् तथा अस्ति नाम अस्माकं भारतीयानां एतद् एव वैश वैशिष्ट्यं वर्तते अस्माकं ज्ञानसम्पन्नदेश अस्माकं देशः यथः नाम्ना वयम् अवगन्तुं शक्नुमः भारत इति पदस्य व्युत्पत्तिं इति वयम् अवलोकयामः भायां रताः भारताः इत्युच्यते नाम भासु दिप्तु इत्यर्थे स च प्रयोगः वर्तते नाम भायां रताः नाम वयं भारतीयाः सर्वदा प्रकाशं वाञ्छामः प्रकाशं कदा आगच्छति नाम यदा ज्ञानं प्राप्नुमः तदानीम् एव प्रकाशम् आगच्छति अतः प्राचीनवाङ्गमयं यदि वयम् अवलोकयामः तत्र ज्ञानस्य वैशिष्ट्यं ज्ञानस्य यत् प्राधान्यं दत्तम् अस्ति न तु अन्यत्र कुत्रापि तत् रूपेण प्राधान्यं न वर्तते न हि ज्ञानेन सदृशं पवित्रमिह विद्यते इति भगवद्गीतायां उक्तम् अस्ति ज्ञानसम्बद्धसदृशं वस्तु लोके किमपि नास्ति इति वदन्ति एवमेव श्रद्धावान् लभते ज्ञानम् इति अपि तत्र उपायः उक्तः अतः अस्माकं प्राक्तन ऋषयः विदूषाः विद्वांसाः सर्वेऽपि ज्ञानसम्पादने ज्ञानार्जने प्रयत्नरताः आसन् अतः अस्माकं प्राचीनवैदिकशिक्षायाः अपि प्रधानोद्देशं मोक्षप्राप्तिः मोक्षप्राप्तिः नाम ज्ञानप्राप्तिरेव तत्र अतः अस्माकं प्राचीनवाङ्गमयं वयम् अवलोकयामः तत्र प्राचीनज्ञानव्यव् इण्डियन् नालेज् सिस्टम् कथम् आसीत् ते कथं प्रयासं कृतवन्तः वयं सर्वमपि ततः ज्ञातुं शक्नुमः इदानीं तद्विषये पुनः एवं कार्याचरणम् आरब्धम् अस्ति तद् श्लाघनीयविषयः वर्तते एवम् अग्रे एतस्य विषये बहुत्र इदानीम् यत्र यत्र सङ्गोष्ठी प्रचलति यत्र यत्र कार्यशाला प्रचलति तत्र सर्वमपि इदानीं भारतीयज्ञानपरम्पराविषये प्रचलति तद् प्रशंसनीयः विषयः